नमो नमः हर् हर्षिता कथमस्ति भवति गृहे सर्वे सम्यक् वा भवतु वदतु किं अभवत् साहित्यस्य खलु तस्य पुस्तकस्य लेखकः कः अस्ति मम्मटाचार्यः अस्तु अस्तु इदानीं स्मृतं पुनः कस्यां भाषायां इच्छति संस्कृते हिन्द्यां आङ्ग्लभाषायां वा संस्कृते तु बालबोधिनीटीका समन्वितः किञ्च नागेश्वरीटीका समन्वितः काव्यप्रकाशः अति प्रसिद्धं वर्तते हिन्द्यां तु एकः एव विश्वेस्वरस्य किं शलाका शलाका किं अस्तु अस्तु भोः रमेशः बालबोधिनीटीका समन्वितः का समन्वितं काव्यप्रकाशमानयतु एवं भवती तत्र गत्वा धनं दत्वा पुस्तकं पुस्तकं स्वीकरोतु एवं अग्रिमः शुभकामनाः हर्षिता श्रीमद्भगवद्गीता इच्छसि भवति भवत्याः गृहे श्रीमद्भगवद् भगवद्गीता एव नास्ति भोः एवम् अस्तु पठनाय भवति इच्छसि अहं ददामि भोः रमेशः श्रीमद्भगवद्गीता अपि आनयतु शीघ्रं एवं श्वि स्वीकरोतु भगिनी अस्य हा अस्य मूल्यमस्ति त्रिशतरूप्यकाणी आम् आम् एवं काव्यप्रकाशस्य मूल्यमुक्तं मया अन्यथा सा भ्राता वदिष्यति काव्यप्रकाशः काव्यप्रकाशस्य मूल्यम् अधिकमास्ति पञ्चशतं रामायणम् अ अस्ति अस्ति रामायणं तु अस्ति एव आं रमेश रामायणमपि आनयतु एवं स्वीकरोतु भगिनी अस्तु इतोपि किमपि इच्छसि वा अस्तु तर्हि धन्यवादः